जलवायोः असन्तुलनकारणात् अनेकेषु स्थानेषु अतिवृष्टिः परिलक्ष्यते पर्वताञ्चले अवश्यं श्यैत्यता अनुभूयते मम आयुः अवधिः प्रतिवर्षम् अतिवृष्टिकारणात् ओडिसाराज्ये वन्यवत्यः च बहु जनजीवनम् विनश्यति